वेद अध्ययनार्थम् आवश्यम् अध्येतव्यानि द्वित्रीणि अङ्गानि ईदृशः भवन्ति प्रथमतः व्याकरणशास्त्रं व्याकरणं वेदस्य मुखम् इत्युच्यते व्याकरणज्ञानेनैव पदपद पदपदार्थज्ञानम् अवगन्तुं शक्यते द्वितीयतः छन्दशास्त्रं छन्दशास्त्रं छन्दशास्त्रे वेदे कीदृशं पारायणं करणीयम् इति विषयाणि तत्र सन्ति तृतीयतः शिक्षाशास्त्रं शिक्षाशास्त्रे कीदृशाः अक्षराणि सन्ति अक्षरस्य पारायणम् उदात्तं वा अनुदात्तं वा स्वरितं वा अक्षरस्य उच्चारणं की कीदृशं करणीयम् इति विषयः शिक्षाशास्त्रे एव सन्ति